वस्तुतः एकस्मात् स्थानात् यदि अन्यत् स्थानं गच्छेत् तर्हि प्रत्येकस्य स्थानस्य तु उपलब्धिः भवति तत् उप सा उप उपलब्धिः शैक्षणिकदृष्ट्या भवतु उत प सामाजिकदृष्ट्या उपलब्धिः तु भवति पुनः सञ्चारव्यवस्थायाः अपि उपलब्धिः स्यादेव पश्यतु यदि क कुत्रचित् गम्यते ततः तस्य स्थानस्य परिवेशात् त् किञ्चिक् किञ्चित् उपलब्धिः भवत्येव पुनः तत्र विद्यमानानां जनानां तत्र विद्यमा मा मा मानेभ्यः जनेभ्यः अपि उपलब्धिः तु अस्माकं भवति तत्र सा उपलब्धिः अस्माकं जीवने अतीव महत्वपूर्णः महत्वपूर्णः वर्तते सञ्चारव्यवस्थायाः जीवनस्य कथं प्रभावः जी जीवने कथं प्रभावं जनयति सञ्चारव्यवस्था इति चेत् सञ्चारव्यास्था का इति भवति प प्रथमं प्रष्टव्यं सञ्चारव्यावस्था का इति चेत् कुत्रचित् कुत्रचित् ग गच् गम्यते चेत् तत्र तत्रस्थानां जनानां जनः जनः तत्रस्थानैः जनैः सह वार्तलापः तु भवेत् तेन वार्तालापेन नाम तेन सञ्चारमाध्यमेन अस्माकं जीवने क कीदृशः प्रभावः भवति इत्यस्मिन् विषये सञ्चारव्यावस्था अपि अस्माकं जीवने समाजे च प्रभावं जनयति एवं पुनः गमनसमये यदि पूर्वं तु एवं न आसीत् यथा अधुना ट्रेन् ट्रेन् माध्यमेन गन्तुं शक्यते एकस्मात् स्थानम् अन्यत् स्थानं पुनः बा बासयानेन ग गन्तुं शक्यते एवं म बहूनि यानानि अधुना प लभ्यन्ते परन्तु प्राचीनकाले एतानि परिवहनं परिवहनयानानि न वर्तन्ते स्म तस्मात् तत्र पादाभ्यमेव गमनीयमासीत् एवं पादाभ्यां गमनेन स सर्वेषां परिब् परिवेषाणां यथा प्रभावः अस्माकम् उपरि प प पतितः आसीत् तादृशः प्रभावः अधुना तु नैव प्राप्यते कुतः इति चेत् अधुना तु बस्यानेन ट्रेन्यानेन गन्तुं शक्यते तस्मात् पूर्वस्मिन् दिने पादाभ्याम् अस्माकं जीवने पा पादः पादाभ्यां तत्र गमनीयमासीत् तत्रापि अस्माकं प्रभावः नाम प परिवेशस्य प्रभावः पश्यतु कश्चित् गा ग्रामस्य अभ्यन्तरे गम् ग गमिष्यति चेत् तत्र ग्रामस्य प् पुनः तत् तस् तत्र ग्रामे या यादृशः ज नाम यादृशाः जनाः भवन्ति तेषां जनानां ज ते ते तैः जनैः सह वार्तालापेन अस्माकं जीवने प्रभावः भवति तत्तु परं ग ग गत्वा कदाचित् कार्यं सम्पादयति इत्यर्थः